हरिः ओं नमस्कारः अहं सन्द्या अस्मि एवमान्ध्रप्रदेशस्य निवासिनी अस्मि अहं तिरुपतौ आगतवती दर्शनार्थं वेङ्कटेश्वर स्वामी कृते अत्र अहं लोक आमाम् अहं भवान् अत्र लोकल् इति मया ज्ञातमस्ति अहमत्रत्यं किमपि न जानामि दर्शनं कर्तुमिच्छामि दर्शनानन्तरं कुत्रापि किञ्चित् अत्र दर्शन द्रष्टव्यानि प्ला प्लेसस् सन्तीति मया श्रुतं कुत्र किं किम् इति तदेव द्रष्टुं गच्छामि आवासः अपेक्ष्यते तदेव आवासः अपेक्ष्यते इतोपि खादनार्थं पानार्थं गमनार्थं सर्वम् एवम् अपेक्ष्यते

मीडियं किंचित् तावत् है मा भवतु तावत् लो महो मास्तु आमाम्

अहम् अहं कार्याने कार्याने गन्तुमिच्छामि तदपि ए सि भवेत् किञ्चित् मया श्रुतमस्ति तिरुमलायाम् एवम् आमामां त्रि हण्ड्रेड् दर्शनमस्ति सर्वदर्शनमस्ति मम कृते त्रिशतं टिकेट् तदस्ति चीटिका त्रिशतं चीटिकायाः तदेव गन्तुमिच्छामि

एवं वा

आमाम् अस्तु अस्तु अस्तु आमाम् आम् आम् एतदेव एतदस्ति कान्तारे अहम् आम् आम् आम् तदपि सर्वं दर्शनं समाप्य सर्वम् अटितुम् इच्छामि आहत्य सर्वं कियत् धनं भवति आहत्य सर्वं कियत् धनं भवति तत्तु अधिकमेव खलु एवं त्रि तदेव तदेव त्रिस अहं तु त्रिसहस्रमेव दातुमिच्छामि मया तु तावदेव दीयते

सम्यक् सम्यक् परन्तु इदानीं वृष्टिकालः खलु तलकोन एतत् सर्वं वाटर् फ़ाल्स् इति वदति अस्ति खलु तावद् मास्तु किञ्चिदेवं दृष्ट्वा आगन्तुं यानि स्थानानि सन्ति तानि केवलं दृष्ट्वा आगच्छामः आमाम् आमाम् अवश्यम् अवश्यम् आम् आम् अहम् अहं करोमि आमामाम् अस्तु अस्तु धन्यवादः आमां स्वागतम्